इदानीन्तनकाले क मीडिया तत्र सर्वं यत् वक्तव्यं तत् न वदन्ति ते सर्वे इदानीं पेयिड् इति भाति तेषाम् एका दृष्टिः अस्ति तद् अनुसृत्य वार्तां टिङ्करिङ्ग् कृत्वा प्रेषयन्ति यथा वार्ता भवति तथा ते न प्रेषयन्ति अतः तेषाम् एकं पालिसि अस्ति दृष्टिः अस्ति तेषां चिन्तनम् तद् उपरि आनीय तन्निमित्तं टिङ्करिङ्ग् कृत्वा वार्ताः म इदानीन्तनकाले बहु अधिकाः भवन्ति यदा अहं युवकः आसन् तस्मिन् समये ईदृशं चिन्तनं न आसीत् वार्ता यथावत् ते अत्र माध्यमेषु प्रदर्शितवन्तः इदानीन्तनकाले सर्वत्र धनम् इति कारणात् ये द धनं दत्वा अत्र वार्ताः प्रसारिताः भवन्ति इति दुःखस्य विषयः अतः तस्य निवारणम् अस्माकम् हस्ते अस्ति ये सर्वकारः वदति चेत् सर्वकारः सर्वम् अस्माकं स्वातन्त्र्यविषये अत्र एतत् कष्टं ददाति इ वदन्ति किन्तु तदपि न न उचितं किन्तु वयमेव यत् यत् सत्यं तद् वक्तव्यम् असत्यम् न वक्तव्यं यत् अ असमीचीनं भवति चेत् तद् समीचीनतया अ रीत्या वक्तव्यम् असमीचीनम् इति कारणात् तद् असमे असमीचीनवाक्यानि उक्त्वा अथवा पदानि उक्त्वा वयम् अत्र माध्यमे प्रसारयामः चेत् तदपि सम्यक् न भवति कारणं बालाः पठन्ति बालिकाः पठन्ति युवकाः पठन्ति इति कारणात् यत् दुष्कार्यं भवतु उत्तमकार्यं भवतु एतावत् वयं जनानांमध्ये नेतव्यम् इति एव मम चिन्तनम्